तदधीते दर्शने कानि प्रमाणानि स्वीक्रियन्ते किमर्थं तद्विषये वद इति प्रश्नः अस्ति अत्र अहं तु केवलवैय्याकरणः इति कृता तत्र प्रमाणानां कार्यमेव नास्ति यद्यपि वयं वक्तुं एतद् शक्नुमः शब्दप्रमाणमेव तत्र प्राधान्यमावहती इति व्याकरणे तु शब्दप्रमाणमेव भवति परन्तु तत्र प्रत्यक्षप्रमाणस्यापि निवेशं कर्तुं शक्नुमः यथा प्रयोगमनुसृत्य एव व्याकरणनियमः क्रियन्ते ये यथा भाषायाः प्रयोगः लोके दृश्यते लोके वर्तते तदनुसारमेव नियमाः क्रियन्ते शास्त्राणि क्रियन्ते सूत्राणि सञ्जातानि इति कृत्वा प्रत्यक्षप्रमाणं तत् प्रयोगाः एव प्रत्यक्षप्रमाणम् इति कृत्वा प्रत्यक्षप्रमाणस्य प्राधान्यमपि भवति प्रत्यक्षप्रमाणम् शब्दप्रमाणम् इति अन्य अनुमानप्रमाणादिकं क्वचिद् वर्तते एव कदाचित् यथा साहचर्यात् इति वयं वदामः व्याकरणशास्त्रे साहचर्यात् कानिचन कश्चनशब्दानां निरूपणे वयं तत्र साहचर्यात् इति वदामः तत्र इति कृत्वा तत्र अनुमानम् अनुमानं क्रियते इत्यपि भवति परन्तु प्रमाणम् इति पृष्टे शब्दप्रमाणं प्रत्यक्षप्रमाणम् इति प्रमाणद्वयं प्रमाणद्वयस्य प्राधान्यं व्याकरणशास्त्रे दृश्यते इति वयं वक्तुं शक्नुमः अस्तु